अद्यन्दिनदिने सर्वानि मूलभूतसौकर्याणि सर्वेषु स्थानेषु लभ्यन्ते तद् नगरं भवतु अथवा ग्रामं भवतु परन्तु तान् सौकर्यान् कथं वयं सर्वे उपयोगं करणीयम् इति सर्वत्र प्रचारं कर्तुम् आवश्यकता अस्ति तद् स्वास्थ्यसेवा वा भवतु अथवा शैक्षणिकरङ्गं पर्यवहनं किं वा भवतु कानि कानि सौकर्याणि सन्ति तान् वयं कथं प्राप्तव्यम् इत् विधानं किम् इत्यादि विषयाणां परिज्ञानं कल्पनीयं सर्वकारैः